औषधानि सर्वसुलभानि न सन्ति किमर्थम् इत्युक्ते एतत्तु बहु मौल्यं वर्तते एतस्य मौल्यं यद् वर्तते तत्तु यत्र कुत्रापि न लभ्यते जीवरक्षणमेव करोति एतादृशानि औषधानि अतः एतस्य मौल्यं बहु उच्चस्थाने वर्तते अतः सर्वकारीयपक्षतः यद् दीयते तदौषधं विना शुल्कं निःशुल्कम् इत्यपि वयं वक्तुं शक्नुमः तादृशेन निःशुल्कमाध्यमेन यद् दीयते तद् सर्वकारीयपक्षतः न दीयते तत्रापि किञ्चित् न्यूनधनेन न्यूनधनेन तत्र औषधानि वितरणं कुर्वन्ति अतः सर्वकारीयपक्षतः एतादृशान् कार्यमान् कार्यक्रमान् ये कुर्वन्ति तत्तु बहु उत्तममेव भवति अतः औषधानि बहु मौल्यं प्रदर्शयन्ति तथापि सर्वकारीयपक्षतः बहु न्यूनेन मूल्यं मौल्येन एतादृशानि औषधानि दास्यन्ति एतदेव अस्माकं वरम् इत्यपि वयं वक्तुं शक्नुमः अतः आरोग्यसंरक्षणाय अथवा आरोग्यरक्षणाय इत्यपि वक्तुं शक्नुमः औषधानि बहु मुख्यानि भवन्ति अतः सर्वे तस्य रक्षणं कर्तव्यं तस्य उपयोगं वैद्यानाम् आदेशप्रकारेणैव कर्तव्यं भवति